संस्कृतभाषा अतीवप्राचीनभाषा अस्ति तच्च सर्वेषां भाषाणां स्रोतः भवति अस्य विषयस्य आधारत्वेन पाणिनेः अष्टाध्यायी लक्ष्यते स्यात् तदनुसारं वर्तमानविज्ञानद्वारा अपि कथं प्राचीनम् इति गणनाकर्तुम् असम्भवं भवति वर्तमानविचारानाम् अनुसारं संस्कृत एव प्रथमभाषा भवति संस्कृतस्य पालीभाषायाः च तत्र विशेषसम्बन्धम् अस्ति पालीभाषायाः उत्पत्तिः संस्कृतभाषायाः इति वक्तुं शक्यते